अहम् एकं मुद्गरं क्रीतवान् दर्शनसमये बहुसम्यक् आसीत् अहं तत् स्वीकृत्य गृहम् आगतवान् एकवारं कार्यार्थम् अहम् उपयोगं कृतवान् तस्मिन् समये तत्र काष्टः तत्र काष्टं भिन्नः अभवत् अनन्तरं तत्र पुनः अन्यत् अन्यत् तत्र स्थापितुमपि अशक्तः अभवम्